नमो नमः श्वः अस्माकं भ्रातुः विवाहवान् संस्कारः वर्तते तदर्थं आम् तत्तु भवतु तदर्थं भवता किमपि निर्मातव्यं भविष्यति तत्र प्रायेण शत जनाः आगमिष्यन्ति भवान् निर्मातुं शक्नोति न आं सर्वादौ स्टार्टर् भवेत् तदर्थं किं भवान् निर्मातुं शक्नोति अहं चिन्तितं मया अस्ति यत् दोल् भवेत् शिखञ्जि भवेत् इति सर्वं निर्मातुं शक्नोति भवान् अस्तु चत्वारि व्यञ्जनानि भवन्तु तत् समीचीनम् आम् भवन्तु तस् आम् तत् समीचीनं एवं मु तत्र स्प्रिङ्ग् रोल् भवितुमर्हति तत्र छाप् भवितुमर्हति छोला बटूरा भवितुमर्हति तद् भवान् स्थापयितुं शक्नोति तस्य कृते क्लेशः नास्ति आमस्तु अस्तु तत्तु भविष्यति किञ्च यत् मुख्यं भोजनं भविष्यति तदर्थं भवान् किं निर्मास्यति एकं स्यात् किं पारम्परिकं भोजनं भवति न तद्भवतु यत् आमाम् अस्तु तदेव निर्मातु तस्य एव निर्माणं भवान् करोतु

स्थापयितुं शक्यते किन्तु अधिकं भविष्यति चत्वारि व्यञ्जनानि अस्माभिः दत्तानि तदानीम् इदं पुनः दास्यामश्चेत् क्लेशः भविष्यति भवतोऽपि क्लेशः भविष्यते अस्तु मुख्यव्यञ्जने दाल्बाटि चूर्मा भवेत् किञ्च रोटिका अथवा तण्डुलं किं भवान् इच्छते

तथापि पञ्चविंशति रोटि पञ्चविंशति रोटिकाः तु भवन्तु यतो हि ये तण्डुलं न खादिष्यन्ति तेषां किमपि शारीरिक् समस्या वर्तते तेषां कृत् तु कृते तु रोटिका स्यात् अत तदर्थं न्यूनं निर्मातव्यं भवता

आम् तद्भवतु तद् भविष्यति चेत् वरं भविष्यति यतो हि समीचीनमेव किञ्च आमाम् तद्विषये एव वदामि मिष्ठान्नमावश्यकमस्ति मिष्ठान्ने किं रसमलै भवितुमर्हति अथवा भवान् किमपि अन्यत् निर्मातुम् इच्छति चेत् शुष्कमिष्ठान्नं नाम किम् उदाहरणं यथा किं भवान् किम् इच्छते बर्फ़ि इति आम् समीचीनं समीचीनमस्ति आम् तद्वयं दास्यामः तच्चिन्ता मास्तु आं तदर्थं वय् आम् तदर्थं वयं बहितः जनान् आव आह्वयामः ते स् सहायं करिष्यन्ति भवतः तदपि समीचीनं भव् तदपि समीचीनं भवान् तानपि आह्व तानपि किं आनेतुं शक्नोति समीचीनमस्ति एतेन अस्माकं भोजनं निर्मितमस्ति खलु किमपि अवशिष्टं तु नास्ति येन जनाः वदेयुः यत् अत्र इदं नासीत् पेयं स्टार्टर् मध्ये शिकञ्जि अस्माभिः दत्तः किं दातुं शक्यते भवानेव वदतु यतो हि आम् मम प्रतीयते यत् वरमस्ति इदं आम् भोजनावसरे यत् मुख्यं भोजनं भविष्यति आमाम् आम् तत् समीचीनमस्ति आम् आम् स्थापयाम स्थापयामः श्वः सायङ्कालतः जन् तेषां प्रवेशः भविष्यति अतः षड् वादनमिति मन्ये षड् वादनतः प्रायः एकादशवादनं यावत् भविष्यति आम् सज्जीकर्तुं आ प्रातः एव आगमिष्यतु एवं ये जनाः आम् आम् अन्यान् आह्वयतु भवान् शु शु प्रातः काले एव यतो हि को किमपि विळम्बः न भवेत् अस्तु आम् आमस्तु